मम समुदाये पारम्परिककृषिप्रस्थाः बहवः सन्ति तत्र प्रामुख्येन रोपणसमये यैः वृषभैः सह रोपणं कर्तव्यं तेषां पूजा गृहस्य या प्रमुखा महिला अस्ति तया सह जनाः कुर्वन्ति तथैव मयापि गृहे प्रमुखाः याः कापि महिलाः सन्ति ताभिः महिलाभिः सह तेषां वृषभाणां पूजां कृत्वा तदनन्तरम् एव रोपणस्य रोपणविधेः प्रारम्भं वयं कुर्मः तदनन्तरं पारम्परिककृषिप्रथासु वर्तन्ते यस्मिन् समये स्वस्य कृषि उत्पादनस्य उत्पादनं भवति तस्मिन्नेव समये तदनन्तरं तस्य दानमपि जनाः कुर्वन्ति समाजे ये ये जनाः तस्य तद् उत्पादनम् अपेक्षन्ते तस्य दानमपि वयं तत्र कुर्मः